पञ्चाशत् प्रतिशतं युवानः सांस्कृतिक आचरणेषु श्रद्धया भागं वहन्ति इतोऽपि पञ्चाशत् प्रतिशतं युवानः सांस्कृतिक आचरणेषु श्रद्धया भागं न वहन्ति किमर्थम् इति चेत् तत्र केषाञ्चित्तु एवं भवति केवलं भावचित्रं स्वीकर्तव्यमिति कृत्वा ते भागं गृह्णन्ति तद् भावचित्रं स्वीकृत्य सोषल् मीडिया मध्ये स्थापयन्ति तेन च इदं दर्शयन्ति किं वयम् आस्थिकाः इति एवम् अन्यषां यथा भावः आगच्छेत् तद्वत् केवलं नाटकार्थं केवलं ते श्रद्धया भागं गृह्णन्ति केचन तु वस्तुतः श्रद्धया श्रद्धया भागं गृह्णन्ति अत्र किमर्थं निरुत्साहः वर्तते इति चेत् आदौ बाल्यावस्था यदा भवति तत् काले तेषां पालकाः सम्यक्तया मार्गदर्शनं न कुर्वन्ति यदि सम्यक्तया मार्गदर्शनं क्रियते स्म अर्थात् कथं मार्गदर्शनम् इत्युक्ते रामायणकथा वा अथवा महाभारतस्य कथा वा श्रावयित्वा एवं रूपेण आदौ धर्माचरणं भवति स्म एवं सांस्कृतिक आचरणं भवति स्म इति यद् कथारूपेण वदन्ति स्म तर्हि युवानः अस्मिन् काले ते सांस्कृतिक आचरणेषु भागं गृह्णन्ति स्म इति अतः इदानीं ये पालकाः वर्तन्ते ते यदि सम्यक्तया बाल्यावस्थायाम् एव् बाल्यावस्थायामेव यदि मार्गदर्शनं कुर्वन्ति तर्हि इयम् इयं या समस्या वर्तते निरुत्साहः इति सांस्कृतिकाचरणेषु सा निवारिता भवति इति